हरिः ओम् आं वदन्तु हा हा

ओ कस्मिन् युनिवर्सिटि मध्ये पठन्ति अस्ति ओ हो हो हो हा वदतु वदतु ह्म्

अत्र दशप्रकोष्ठानि सन्ति दशसु प्रकोष्ठेष नव प्रकोष्ठाः म् व्याप्तास्सन्ति जनाः सन्ति फ़्यामिलि मेम् फ़्यामिलिस् अस्ति फ़्यामिलि वसति इदानीं भवति एकाकिनि वा अथवा फ़्यामिलि सः आगतवति वा ओ ब्याचुलर्स् कृते वयं रूम् न ददामः खलु भवतु चिन्ता नास्ति एवं वा तर्हि एत् किमर्थं वयं ब्याचुलर्स् कृते न दद् दद्मः इत्युक्ते ते समीचीनरूपेण प्रकोष्ठान् न स्थापयन्ति अतः भवत सम्यक् शुद्धतया मैण्टैन् करोति हा ओहो एवं वा तर्हि भवति छात्रा अस्ति खलु हा तर्हि भवत्याः कृते टेन् तौसण्ड् रेण्टस्ति अड्वान्स् ए ट्वेल् तौसण्ड् ददातु हा

किन्तु अड्वान्स् यत्तस्ति तत् दश सहस्रं भवतु

अधः मैण्टेनेन्स् सम्यक् करोतु मैण्टेनेन्स् कृते त्रि हण्ड्रेड् दास्यामः दा दातव्यं भवत्या

चिन्ता नास्ति रक्षाविषये चिन्ता मास्तु अत्र स्थापितास्सन्ति अतः स्वस्य कथं प नाम तत्र चिन्ता नास्ति स्वस्य रक्षां तस्य विषये चिन्ता मास्तु सर्वे सन्ति अत्र वाच् मेन्न्नपि अस्ति आ हा हा आ सेक्युरिटि गार्ड् सन्ति अस्तु अस्तु अस्तु आ धन्यवादः हा